हरिः ओम् नमस्ते अहं किमर्थम् आहूतवती इत्युक्ते अहम् एकं कार्यं ज्ञातुमिच्छामि भवत्याः गृहस्य पुनर्निर्माणमभवत् खलु समीपे कस्य साहाय्येन तत् कृतमासीत्

वास्तुशास्त्रं सर्वं जानाति वा

आम् आम् पूर्वतनगृहं कथम् आसीत् पुरातनगृहम् आसीत् वा तत् पूर्वतनः आधुनिकरूपेण कृतं वा अथवा पुरातनशैलीं स्वीकृत्य एव कृतं

किञ्चित् तत्र कपाटिकाः इत्यादिकं न भवन्ति खलु तस्य सर्वस्यापि आधुनिकरूपेण निर्माणं कृतवती वा एवं तत्सर्वमपि एतेनैव कृतं वा एवं

एतत् कृते प्रकोष्ठानां परिवर्तनम् वा तादृशम् किमपि अभवत् वा

लघुप्रकोष्ठानि अपि भवन्ति खलु पौराणिकगृहाणि चेत् अतः तत् कथम्

तथा एव कृतवन्तः तस्य पुनः एवम् एवं तस्य वैषम्यं किमपि न भवति एवं

सत्यं सत्यं सत्यं सत्यं न पूजागृहं सर्वं भवति वा तत्र पूर्वमासीत् वा पूर्वमेव आसीत् वा एवं

एवम् एवं एवं एवञ्च पूजागृहस्य समीपे नाम तस्य वास्तुशास्त्रं यः जानाति सः एव एतादृश परिवर्तनं कर्तुं शक्नुवन्ति शक्नुवन्ति खलु जानाति एवम्

एवं एवं नाम तस्य सङ्ख्यां दास्यति वा मम मह्यं न अहं किञ्चित् अहमपि प्रष्टुमिच्छामि सत्यं सत्यम् अहमपि तस्मिन् विषये चिन्तयन्ती अस्मि इत्यतः तस्य सङ्ख्यां दातुं शक्यं चेत् प्रष्टुं शक्यते खलु अतः सङ्ख्या कृपया ददातु प्रेषयतु अत्र वाट्सप् द्वारा प्रेषयतु अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु धन्यवादः नमस्ते